मया एतावत् पर्यन्तं कापि सर्वकारीययोजनाः योजनायाः लाभः न प्राप्तः अन्येभ्यः बहुभ्यः प्राप्तम् अस्ति येभ्यः जनेभ्यः आवासः नास्ति तेभ्यः आवासनिर्माणं कृत्वा यच्छन्ति ये निर्धनः सन्ति तेभ्यः अपि तेषां आरोग्यसमस्या याः यदा भवन्ति तदा आयुष्मान् कार्यक्रमद्वारा तैः व्ययिकृत तैः कत कियत् तत्र धनं वैद्यालये दातव्यं भवति तत् धनं सर्वकारः एव बध्नाति एवं अन्ये जनाः बहुविधसहायं सर्वकारीयकारणात् प्राप्तवन्तः सन्ति